अस्माकं क्षेत्रस्य एम् एल् ए भवति चिवरेड्डी भास्कररेड्डी महोदयः इति तर्हि सः अत्यन्तं समीचीनः मया तैः संवादः अपि कृतः तैस्सह मम कश्चन कः अनुभवः इत्युक्तौ इदानीं ते वेदपाठशालायाः निर्वहणं कुर्वन्तः सन्ति तर्हि तत्र केचन क्लेशकराः अंशाः मया दृष्टाः तर्हि तेषां विषये सूचना यदि अस्माभिः तदानीं दा सूचना दत्ता आसीत् तर्हि झटित्येव सपदि एव तस्मिन् विषये ते दृष्टिं संसार्य तान् क्लेशान् मार्जितवन्तः ते इति अत्यन्तं धन्यवादार्हाः भवन्ति